मम मूलविषयः अस्ति व्याकरणशास्त्रम् तत्र अहं किं स्मरामित्युक्ते तत्र व्याकरणशास्त्रे ये मूलप्राधानिकग्रन्थाः सन्ति तत्सर्वम् अहं स्मरामि किं च इदानीमपि सन्तोषम् आम् अहम् इदानीमपि सन्तोषं जनयामि किमर्थम् इत्युक्ते व्याकरणपठने मम अधिकं रोचकं वर्तते तत्र सन्तोषम् अहं व्याकरणशास्त्रे पठित्वा शास्त्रं पठित्वा बहु सन्तोषं जनयामि किमर्थम् इत्युक्ते तत्र व्याकरणशास्त्रे यदि वयं न पठामः अहं न पठामः चेत् अग्रे कमपि शास्त्रं पठितुं समर्थः एव न समर्थः शक्तः एव न भवामः तत्कारणात् अन्यकमपि शास्त्रं पठितुं प्राक् अहं व्याकरणशास्त्रं पठित्वा तस्मिन् तद्विषयं बुद्धौ स्मृत्वा अनन्तरम् एव अन्यस्मिन् विषये अहं किञ्चित् अध्ययनं कर्तुं शक्नुमः तादृशं प्रभवामः प्रभवामि अतः मम सन्तोषविषयः अस्ति लघु तत्र व्याकरणशास्त्रं तत्र लघुसिद्धान्तकौमुदी अस्ति वैयाकरणसिद्धान्तकौमुदी अस्ति तत्सर्वं तस्य मूल आधारग्रन्थं वर्तते अष्टाध्यायी इति नाम्ना इति नाम तस्मिन् ग्रन्थे चतुःशतं चतुःसहस्राणि सूत्राणि सन्ति तत् तेषु तत् तत् ग्रन्थात् वरदराजाचारेण केचनसूत्राणि अधिकृत्य लघुसिद्धान्तकौमुदी एकं शास्त्रम् आरचना कृतं तत्शास्त्रं मम सन्तोषं जनयति